धार्मिकाभ्याससम्बद्धानि अनेकानि गीतानि सन्ति मनसा सततं स्मरणीयं वचसा सततं वदनीयं लोकहितं मम करणीयम् इति मम इष्टं गीतम् अस्ति अयं गीतं वयं समाजविषये किं करणीयं कथं व्यवहरणीयं कथं चिन्तनीयम् इति बोधयति गीतकर्ता वदति अस्माभिः लोकहितं करणीयं तदेव अस्माकं कर्तव्यं तदेव सतम् अस्माभिः स्मरणीयम् वयं कार्यसाधनसमये स्वसौख्यं वा दुःखं वा न गणनीयं मननीयं च अस्माकं कार्यक्षेत्रे त्वरणीयं कष्टपर्वते चरणीयं सर्वदा अस्माभिः लोकहितं करणीयम्